नमो नमः अहं तु गायिका नास्मि तत्कारणेन गायनस्य विषये अहं तु किमपि न जानामि किमर्थं चेत् गायनं मम कृते बहु कठिनं वर्तते किन्तु मम मित्रम् अहं पश्यामि सः गायनस्य अभ्यासं प्रतिदिनं करोति यदा कार्ये व्यस्तः अस्ति तदापि कार्यं कृत्वा सः अभ्यासं करोति तत् तदेव अहं जानामि अन्यत् किमपि न